मम अध्ययनावसरे यदा अहं स्नातकोत्तरपदवीं पठन् आसम् तदा लोकयानेन वयं मित्राणि गच्छन्तः आसन् तदा सर्वत्र आङ्ग्लभाषा कन्नडभाषा प्रभावम् अहं दृष्टवान् तदा मम उपन्यासिकां समीपं गत्वा अहं उक्तवान् कथं संस्कृतं व्यावाहारिकभाषां कुर्मः उपायं ददातु मान्ये इति अहं मम मित्राणि उक्तवन्तः तदा मम उपन्यासिका उक्तवती संस्कृेतन सम्भाषणं करोतु तदा सर्वं श्रुण्वन्ति अर्थम् अवगहन्ति तत्कारणात् लज्जा भयं भीतिः त्यक्त्वा सम्भाषणं करोतु इति मार्गदर्शनम् कृतवती अहं मित्रैः सह लोकयानेन यदा गच्छन् आसम् तदा निर्वहकायेण सह चीटिकां ददातु अहं धनं ददामि इति संस्कृतेन लघुलघुवाक्यानि उपयुज्य सम्भाषणं कुर्वन् आसम् मित्राणि अपि मया सह बहु समीचीनरीत्या सम्भाषणं कुर्वन्तः आसन् लघुलघुवाक्यानि परिसरं पश्यतु चीटिकां ददातु अहं तत्र आवरोहणं करोमि भवान् श्वः आगच्छतु एवं लघुलघुवाक्यानि यदा वयं उक्तवन्तः तदा अस्माकं लोकयाने विद्यमानाः जनाः का भाषा भवन्तः वार्तालापं कुर्वन्तः सन्ति इति प्रश्नं पृष्टवन्तः तदा संस्कृतभाषा इति अस्माकम् उत्तरं श्रुत्वा ते रोमाञ्चकम् अभवन् तत्कारणात् कष्टसाध्यविषयम् इति न अस्माकं मनोबलम् एव अत्र उत्तरं भवति इति भावयामि वृत्तिस्थाने अपि संस्कृतस्य प्रसारणं प्रचारं कुर्वन्तः अस्मि सम्भाषणेन संस्कृतस्य रक्षणं भवति